मया एकं मिक्सर् यन्त्रं क्रीतं तत् समीचीनं कार्यङ्करोति तत्र विद्युत् इत्यादिकं यथायोग्यं सः स्वीकरोति तत् क्रीत्वा मम बहूनि कार्याणि सर् सारल्येन सम्पादितानि भवन्ति अतः एतद् क्रीत्वा मम तावत् महान् सन्तोषः विद्यते अतः भवतां विक्रीतं इदं यन्त्रं अतीवप्रशंसनीयं विद्यते अतः भवद्भ्यः धन्यवादः